मम राज्ये शिक्षणव्यवस्थायाः उपरि संस्कृतस्य प्रभावः अस्ति इति संपूर्णतया वक्तुं न शक्नोमि कारणं किं अस्माकं त्रिपुराराज्ये सर्वे सर्वदा संस्कृतविषयं स्वीकृत्य पठितुं न इच्छन्ति कारणं किं तत्र सर्वकारपक्षत उदासीनता वर्तते सर्वकारपक्षत कदापि रिकृट्मेण्ट् न भवति बहुपूर्वे विंशति वर्षं पूर्वे एव संस्कृतविषये ते महाविद्यालयेषु शिक्षकानां संस्कृतशिक्षकानां योज् किं योजनं कृतवन्तः किन्तु विंशति अद्य वदामि चेत् त्र्यविंशति वर्षः चलति अधुना पर्यन्तम् महाविद्यालये संस्कृतशिक्षकाणां वा विद्यालये संस्कृतशिक्षकाणाम् रिकृट्मेन्ट् बहु न्यूनं भवति एतदर्थं यदि शिक्षकाः न भवन्ति चेत् तर्हि के व काः पाठयन्ति संस्कृतछात्राणां कृते तर्हि संस्कृतछात्रानां कृते यदि पठनपाठन अध्ययन अध्यापन व्यवस्था सम्यक् चलति चेत् तर्हि तेषां आग्रिमे भविष्ये तेषां योगदानं कथं समाजे भविष्यति तदपि एकवारं सूचनीयं किन्तु अधुना पर्यन्तं तावत् सूचना अपि तत्र सर्वकारपक्षतः न दीयते एतदर्थं संस्कृतस्य प्रभावः सम्पूर्णतया अस्ति वक्तुं न शक्नोमि